मया द्विमासात् प्राक् हेड्फोन्स् आडर् कृतमासीत् तत् हेड्फोन्स् तु सम्यकेव अस्ति परन्तु तस्य मूल्यं बहु अधिकं आसीत् एवञ्च तद् ब्लूटूत् अस्ति इत्यतः पुनः पुनः चार्ज् गच्छति एवञ्च यदि साक्षात् दूरवाण्या संस्थाप्य हेड्फोन्स् वयं व्यवहारं कुर्मः चेत् तत्र चार्ज् करणस्य आवश्यकता न भवति परन्तु एतत् ब्लूटूत् हेड्फोन्स् अस्ति इति कृत्वा पुनः दूरवाण्यां चार्ज् भवति चेदेव भिन्नतया एतस्य कृते चार्ज् संस्थापनीयं भवति इत्यतः किञ्चित् क्लेशः अनुभूयते